मम पूर्वम् इच्छा आसीत् सीवनं करणीयम् इति यन्त्रे यन्त्रेन सीवणं करोति चेत् बहुसम्यक् अस्ति इति दृष्ट्वा दृष्ट्वा मम नेबर् आसीत् एका बगिनी सा सर्वदा यन्त्रेण सीव्यति स्म सर्वदा तद् दृष्ट्वा दृष्ट्वा मम अपि इच्छा आसीत् सीवनं करणीयम् इति किन्तु पठनसमये समयः न आसीत् अनन्तरं पठित्वा उद्योगं प्राप्य तदानीमपि न आसीत् गृहे अपि उक्तवन्तः किमर्थं सीवणं तव कृते इति किन्तु मम इच्छा सर्वदा आसीत् अतः मया एकं सीवणयन्त्रं क्रीतम् अपि क्रीतम् अपि यदि मनसि तत्र गच्छति यदि अहम् इष्टवती तदानीं सीवनकार्यं कुर्वन्ति अस्मि अहम् केवलं जीवनार्थम् इति नास्ति किन्तु समयव्यापनार्थं किञ्चित् मैण्ड् डैवर्शन् इति वदामः किल एतादृशं यदा अहम् इच्छामि तदानीं सीवनकार्यं करोमि सम्पूर्णं करोमि इति नास्ति इतः उतः अलङ्कारार्थम् एवं कार्यं करोमि किन्तु जीवणं सीवणेन व्यापनम् इति मम इच्छा नास्ति किन्तु यत्किमपि मया पठितं मया कृतं तदिदानीम् उपयोगाय एव भवन्ति इति मम आशयः